स्वास्थ्यसेवा परिवहनं शिक्षा इत्यादीनां सर्वेषामपि मूलं सर्वकारः एवं राजा तत्र कारणं भवति तत्र यथा राजा तथा प्रजाः इति इदं बहु प्रसिद्धं वाक्यं राजा यदि समीचीनः तर्हि तत्र देशस्य सुभिक्षता भवति राजा यदि असमीचीनः तर्हि दुर्भिक्षता प्राप्यते सर्वकारः सर्वकारे विद्यमानः जनाः यदि वञ्चनम् अकृत्वा समीचीनवस्तु यदि सर्वेषां जनानां कृते यच्छन्ति तर्हि अस्य देशस्य प्रायः क्लेशाः अपगच्छन्ति तत्र प्रथमतः वक्तव्यम् इत्युक्ते स्वास्थ्यविषये नाम यदस्माभिः भुज्यते तत्र किमपि नाम तस्य वर्धनं भवतु इति औषधविशेषादिकं यथा वयं फलं भक्षयामः तत्र फले इदं सम्यक् द्रष्टव्यम् अस्य रुचिः वर्धनीया अस्य गात्रं वर्धनीयम् इत्यादिकम् इत्यादिकरणार्थं किं क्रियते जनैः तत्र औषधादीनां स्थापनं क्रियते तत् येन भुज्यते तस्य स्वास्थ्यं गच्छति इति प्रथमं समीचीनानाम् औषधीनां तत्र दानं सर्वकारेण कर्तव्यम् इदानीन्तु सर्वमपि यद्यद् अस्माकं लभ्यते सर्वस्यापि असमीचीनता दृश्यते अतः स्वास्थ्यपरिरक्षणं यदस्ति अस्माकं बहु मुख्यं तत्तु सर्वकाराधीनमस्ति शिक्षणमपि तथैव यतो हि अद्य जातिव्यवस्था अस्ति शिक्षणस्य सा जातिव्यवस्था यदि अपगता तर्हि अस्माकं शिक्षणम् अत्यन्तं सम्यक् भवति अतः सर्वकारात् वयं किम् इच्छामः इत्युक्ते समानताम् इच्छामः समीचीनतां च इच्छामः